आरेसेस् इत्यनेन अनेकधा सत्कार्यं कृतम् अस्ति अस्य सङ्घस्य बहुविधं जनकल्याणं कृतम् अस्ति बहुधा जनानां सेवां कृत्वा अस्य उत्तमं नाम अर्जितम् जनानाम् आवश्यकतायां बहुधा साहाय्यं कृतवान् अतः अस्य सङ्घस्य नाम अद्यपि सर्वेषां मनसि एव तिष्ठति आर् एस् एस् इति राष्ट्रीयसेवासङ्घ इति पूर्ण नाम एतादृशे परिस्थितौ सुनामि अनावृष्टिः च बहु साहाय्यं कृतवन्तः